मम प्रियपत्रिकास्ति आज् तक् इति समूहेन स्थापितमस्ति तत्र इण्डिया टुडे इति पुनः वृत्तपत्रमस्ति राजस्थानपत्रिका राजस्थाने आगच्छति अन्तर्जालीयपुटम् अस्ति तत्र मम प्रिय अस्ति यत् यत्राहं प्रायशः समयं यापयामि तद् अस्ति फ़स्ट् बुक् इति तत्र विशेषरूपेण अहं वक्तुमिच्छामि यत् वृत्तपत्र राजस्थानपत्रिकायां न केवलं सामयिकविषयेषु स् वार्ताः भवन्ति पुनः तत्र सम्पादकीयमाध्यमेन वा विशेषज्ञः नाम लेखकानां निबन्धनमाध्यमेन तेषां विमर्शः अपि तत्र स्थापितं भवति तेन अस्माकं ज्ञानं वर्धते न केवलं ज्ञानमपि तु तत्र बौद्धिकमपि भवति इति अन्तर्जालीयपुटमध्ये अहं फ़ेसबुक् इति उक्तवान् अस्मि तेन अहं मम सम्पर्के ये जनाः सन्ति मित्राणि सन्ति तैः सम्पर्कं साधयितुं समर्थः भवामि प्रायशः तेषां सम्पर्के भवामि एव इति मम उद्देश्यम्